अस्मिन्लोके महिलाः भिन्न भिन्न रीत्या समस्यां समीकुर्व स सम्मुखीकुर्वन्ति अस्माकं भारतदेशे तु प्रायः महिलानां कृते किञ्चित् मर्यादा अस्ति कुटुम्भजनाः ताभिः आधरकृति आधारीकृत्य एव जीवनं चालयन्ति परन्तु सर्वेषां कुटुम्बानां तादृशी स्थितिः न भवेत् महिलाः बहु कष्टानि अपि अनुभवन्ति यदा यत्र शिक्षणं नास्ति तेषां एजुकेषन् विषये किमपि ज्ञानं नास्ति तेषां कुटुम्बेषु महिलानां बहु कष्टानि एव भवन्ति मुख्यतया कुत्र पुरुषाणां धूम्रपानस्य उपयोगाः भवति ग्रामेषु वा नगरेषु वा कुत्रापि भवेत् तत्र ते यदा ते धूम्रपानं स्वीकुर्वन्ति तदा महिलानां कष्टम् अधिकम् एव भवेत् ते कुटुम्बम् अपि चालयन्ति बालानां पालनम् अपि कुर्वन्ति तस्मिन् विषये किञ्चित् सर्वकारः अवधानं दातव्यं यदा महिलाः शिक्षकं शिक्षणं प्राप्नोति तदा तेषां समृद्धिः अधिकं भवेत् तेषां मात्रं नास्ति तेषां कुटुम्बस्य अपि तदा अन्येषां कृते अन्यबालाः वा बान्धवानां कृते अपि ते तस्मिन् विषये वक्तुं शक्नुवन्ति अतः महिलानां शिक्षणं बहुमुख्यकार्यम् इति मम अभिप्रायः